भारते प्रायः देहली बेङ्गलूरु इत्यादि गन्तव्यानि स्थानानि सन्ति विशिष्टः प्रायः अस्माकं देशस्य मुख्याः जनपदाः सन्ति मुख्याः नगराः सन्ति

तत्रापि प्रायः पुरातनस्थानानि सन्ति विभिन्नः आङ्ग्लजनानां समयेषु अपि केचन निर्मितानि भवनानि सन्ति देहली इत्युक्ते तत्र इन्द्रप्रस्थः इति नाम्ना प्रसिद्धः अस्ति यमुना नदी तत्र विशिष्टा प्रवाहिता अन्यापि राष्ट्रपतिभवनम् इदानीं नूतनम्

कुर्वन्ति तेषाम् अस्माकं भारतस्य रक्षणं कुर्वन्ति तेषामपि मेमोरियल् इति स्थानं मुख्यम् तत्र अस्ति अटलपथः अपि अस्ति अनन्तरं अस्माकं विशिष्ट संसदभवनानि तत्र सन्ति राष्ट्रपतिभवनम् इति वास्तुकलायाः उत्कृष्ट उदाहरणानि तत्र सन्ति देशे अयोध्या अपि मुख्यस्थानम् अस्ति तत्र अस्माकं अभूतपूर्वः राममन्दिरं तस्य निर्माणं तत्रापि भारतीय प्राचीन तत्र कलारूपेण तत्र निर्मिती तत्र अस्ति

देव्याः तत्र विशिष्टं तत्र दर्शनं स्थानम् अस्ति अनन्तरं तत्रैव तस्य एकः किला अस्ति राजप्रासादम् अस्ति तदपि वास्तुकलारूपेण मुख्यरूपेण तत्र दर्शितुं भ्रमितुम् अच्च उत्तमस्थानम् अस्ति अन्य मम राज्ये तु विभिन्नानि स्थानानि सन्ति एव तत्र बान्धवगड नेशनल् तत्र अभयारण्यम् अस्ति वनम् अभयारण्यम् अस्ति कान्हा पेंच अनन्तरं कुनो इति विशिष्टम् अस्ति तत्र आफ़्रिका देशस्य समागताः तत्र विलुप्त प्रायः भारते तत्र चीता तत्र विशिष्टम् अस्ति अनन्तरं तत्र जले डाल्फ़िन् अनन्तरं घडियाल एतेषामपि संवर्धनं तत्र भवति ते अपि तत्र प्रसिद्धाः भारते असामराज्यं प्रसिद्धम् अस्ति गेण्डा तत्र रैनो रूपेण तत्र सः अपि विलुप्तप्रायः प्राणी किन्तु असामदेशे तः सः परि फलिभूतः भवति परिपूतः भवति तत्रपि वयं यदा गन् गच्छामश्चेत् अस्माकं कृते जीव विविधतायाः विषये तत्र तश् तस्य विषये ज्ञानं परिज्ञानम् अस्माकं कृते उत्तमं भवति तदर्थं वयं सम्पूर्णं भारतदेशे भ्रमामश्चेत् उत्तमम्